आं वदतु ओ हो रामाहाः वदतु वदतु किं किम् अवश्यकं आमां गृहे एव अस्मि अहं अस्तु अस्तु हा वदतु किं किं जातं आमां सत्यं

एवं वा धनमावश्यकत्वं धनस्य आवश्यकता अस्ति वा इतोऽपि एवं तत्र अहन्तु दशसहस्ररूप्यकाणि प्रति मासं ददामि तत्र किं न्यूनं भवति वा

आं तत्तु हा किं भवति आमां आं तत्तु सत्यं तत्तु मम गृहे अपि किं भवति ममापि तत्र सल्लरी वर्धयितुं न शक्यते इदानीं किं भवति मम अपि गृहे एवमेव नाम प्रतिमासं यथा मम कृते धनमस्ति तथा नाम ममापि कार्यं सम्पादनीयं भवति इदानीमहं प्रायसः क इदनीम् अहं प्रायशः करिष्यामि अग्रिममासतः अहं भवतः किञ्चित् अधिकं अहं धनं दास्यामि इति इती अहं चिन्तयामि अस्तु चिन्ता नास्ति कियत् अपेक्षते भवतां आमां अस्तु अस्तु किञ्चित् अहं वर्धयामि इदनीं इतोपि द्विसहस्ररूप्यकाणि यदि वर्ध यच्चामि तर्हि सम्यक् भवति किल हा द्वादशसहस्ररूपप्यकानि अहं दास्यामि तर्हि किमपि पोब्लें न भवति किल हा एवं तर्हि भवान् सम्यक्तया आगच्छन्तु अस्तु अस्तु पुनःअस्तु